अहं साधारणतया प्रकृतिवातावरणम् विषये चित्राणि अन्ये सामाजिकम् जीवनोदाहरणं चित्राणि साधनक्रमविषये यत् लभते त तत् चित्राणि स्वीकरोमि किमपि चित्रं स्वीकरोति चेत् तद् व्यक्तित्वं निर्माणार्थम् वा सामाजिकम् उपयोगार्थं वा आर्थिकं सामाजिकम् आदर्शं विषयेव उपयोगं करोति तावत् चित्राणि मात्र स्वीकरोमि